न मम आरोग्यः स्वस्तिः नास्ति एतावता अनन्तरं कदापि उपयोगः वा न जातः एव नास्ति यतः ततः उपयोगोऽपि नास्ति परन्तु कारणीयम् इति मे भाति तस्य अस्ति जीवने लाभः कदाचित् कदापि वक्तुं नैव शक्यते खलु देहे कदा व्यत्यासः भवेत् इति प्रकृतिवैशम्यम् अनुभूयतेव अतः आरोग्याश्वस्तिः कारणीया इति मे भाति इतः परं कारयामि